बाल्यादारभ्य कृषिककुटुम्बम् अस्माकं पितृचरणाः पितामहाः प्रपितामहाश्च कृषि तथा वेदाध्ययनं तत्र उभयात्मकम् अस्माकं जीवनमासीत् बाल्ये वयसि एव क्षेत्रादिसु तथा च उद्यानक्षेत्रे सस्यसंवर्धने परमं प्रेमम् आसीत् इयं वा अद्यापि अभिरुचिः वर्धते एव काडसिद्धेश्वरस्वामीजी इति कोल्लापुरसमीपस्थः कश्चन स्वामिजी वर्तते प्रतिदिनं तस्य संशोधनं वर्तते तस्य विविधान् कार्यक्रमान् विधान् योजननि च अहं प्रत्येकं प्रतिदिनं पश्यामि तद्वत् कृषिक्षेत्रे किं किं करणीयं सस्यारोपणं तथा च सावेव कृषिरूपेण कथं करणीयम् इति प्रतिदिनं तत्र ममापि संशोधनं वर्धते तस्मात् पितृचरणाः तथा च अन्यान्यप्रेरकाः अस्मत् समाजे भवन्त्येव अहन्तु पूर्णावधीकृषिक एव न तु अन्ये विषयाः